नमस्कारः अहं बृहत्तमं शिल्पं तु कदापि न कृतवान् परन्तु अं बहुषु स्थानेषु दृष्टवान् कथं वा क्रियते काष्ठद्वारा न केवलं मूर्तयः अपि तु किमपि फ़र्णिचर् इति निर्माणं भवति तद् दृष्टवान्

यदा धान्यं पक्वं भवति तदा सस्यं कर्तयित्वा आनीय तद् निष्कास्य तत् अवशिष्टद्वारा

शिलाखण्डैः मूर्तीनां निर्माणं तदपि दृष्टवान् तत्र ये कुर्वन्ति अहं दृष्टवान् ते बहुधैर्यपूर्वकम् एव कुर्वन्ति विना धैर्येण एतत् एतादृशकार्याणि न भवन्ति एव अहं चिन्तयामि कारणं बहुधैर्यद्वारा एतादृशकार्यं सफलम् आगच्छति किमपि वयं मन्दिरे द् गच्छामः चेत् चिन्तयामः वदामः

तस्य पृष्ठभागे ये कार्याणि कृतवन्तः ये परिश्रमं कृतवन्तः तत्तु शब्दैः एव वक्तुं न शक्नोमि अहं

प्रयत्नं करोति तर्हि कर्तुं न शक्नुवन्ति कारणं तत् विशेषतया प्रशिक्षणं नेतव्यम् अनन्तरं तादृशकार्याणि करणीयानि इति

किमपि शिलाखण्डाः आनीतवन्तः तत् निर्माणं चलति परन्तु किञ्चित्